कः भवान् किं भवान् किमर्थं चौर्यं कृतवान् कः कः स्थापितवान् किमर्थं स्थापितवान् सः तु न सः तु उक्तवान् मम समीपे प्रूफ़् अपि अस्ति भवान् सुमनः चौर्यं कृतवानिति किन्तु किन्तु किन्तु किन्तु हा श्रुणोतु आदौ अहम् आरक्षकः भवान् वा अहम् अहमेव खिल पोलीसः अहमेव अस्मि तर्हि मम वचनं श्रुणोतु हा भवतां समीपे किमपि प्रूफ् अस्ति वा भवान् चौर्यं न कृतवान् इति तर्हि तस्य समीपे अस्ति चेत् भवान् चौर्यं कृतवान् इति स्पष्टं खिल तथा नास्ति भवान् कृतवानिति सर्वे जनाः अपि वदन्ति पुनश्च तस्य समीपे प्रूप् अपि अस्ति इदानीं किं कर्तव्यम् इति सर्वे जनाः धूर्ताः नास्ति भवानेव धूर्तः भवान् भो चौर्यं कृतवान् इति भवान् किमर्थं न सत्यं किमर्थं न वदति भवान् अहं कृतवान् इति किं भवति किं तत् सर्वं धनं भोः तत् सर्वं धनं भवान् प्रेषितवान् अन्यस्मै प्रेषितवान् भवान् भवान् मिथ्या वदति भवान् मिथ्या वदन् अस्ति भवान् अहं चौर्यं कृतवान् इति अङ्गीं करोतु कर्त्यव्यं भोः इदानीं भवान् इदानीं किं कर्तव्यं भवान् वदतु भवान् धूर्तः चौर्यं कृत्वा वदति वदन् अस्ति अहं न कृतवान् तेषां तेषां समीपे प्रूप् अपि अस्ति सुमनः चौर्यं कृतवान् तथापि भवान् मिथ्या वदति एवं अद्य अहम् आगच्छामि आगत्य गृह्णामि तदनन्तरं साक्षात् जेल् मध्ये स्थापयामि अवगतम् तावत् पर्यन्तं भवान् कुत्रापि मा गच्छतु मिथ्या एवं न वक्तव्यम् इतोपि चौर्यं मा करोतु हा अस्तु